अहं कदाचित् नलिकाजलं प्राप्नोमि यतः अस्माकं गृहे कूप अपि अस्ति किन्तु नलिकाजलं कूपजलत कूपजलतः अपेक्षया भिन्नं भवति इति मम अनुभवः कूपजलं मधुरमपि भवति तद्वत् शुद्दमपि भवति नलिकाजलं किञ्चित् अशुद्दं भवितुमर्हति यत्ः तद् नलिकायाम् आगमनात् पूर्वं बृहद् पात्रे सङ्ग्रहं भवति ताता तादृशसङ्ग्रह संङ्ग्रहितं जलं किञ्चित् अशुद्दमेव भविष्यति तस्मात् अधिकतया कदाचित् वयं जलसेचनं कर्तुम् इत्युक्ते अङ्कुरस्य प्रति इत्यादिकं कर्तुम् अथवा प्रङ्गणस्य क्षालनार्तम् इत्यादिकं सर्वं नलिकाजलं प्राप्नोमि अधिकतया शुद्धं जलम् एव